मया योगदर्शनम् अधितमस्ति

तेषु तासु परम्परासु पतञ्जलिमुनिभिः यद् योगदर्शनं विरचितं तत्र तैः विरचितग्रन्थः योगसूत्रमिति अस्मिन् ग्रन्थे चत्वारः पादाः सन्ति प्रथमपादस्य नाम अस्ति समाधिपादः द्वितीयः साधनपादः तृतीयः विभूतिपादः चतुर्थः च कैवल्यपादः एतेषु पादेषु महर्षिभिः योगस्य विषये नैके विषयाः अत्र उपस्थापिताः तर्हि एतेषु विषयेषु प्रथमपादे प्रथमं तावद् योगः योगः नाम किम् इति योगश्चित्तवृत्तिनिरोधः इति सुत्रेण आचार्यैः योगस्य परिभाषा कृता एवञ्च अग्रे प्रमाणं नाम किम् एवञ्च तत्र बहवः विषयाः तैः अध्यापिताः अनन्तरं तत्र योगस्य नाम किं अवगन्तुं योगमवगन्तुम् तत्र योगश्चित्तवृत्ति निरोधः इति तु परिभाषा अस्ति परन्तु तत्र अभ्यासवैराग्याभ्यां तन्निरोधः इति सूत्रेण अभ्यासः एवं च वैराग्यः इति मार्गद्वयं योगसाधनायां अग्रे गन्तुं तैः उक्तं